अहं यदा अन्यभाषाप्रदेशे गमिष्यामि सञ्चारसमये किञ्चित् किञ्चित् कष्टं अनुभूता कष्टम् अनुभवामि भाषाविषयकसमस्याः तत् अहं तस्य तस्य माध्यमेन अहं वक्तुं किञ्चित् प्रयत्नं करोमि आनन्तरं मम समीपे गूगल् ट्रांस्लेटर् भाषा माध्यमेन अहं किञ्चित् सम्भाषणङ्कर्तुं तत् प्रयासं करोमि तत्रैव जनस्य भावनां दृष्ट्वा अहं किञ्चित् प्रयत्नं करोमि अनन्तरं प्रयत्नं कृत्वा तस्य समीपे तत् मम भावनामाध्यमेन अपि तद्वक्तुं शक्यते तद्वारा किञ्चित् किञ्चित् तस्य भाषैव अहं सम्भाषणङ्कृत्वा मम कार्यं किञ्चित् सुलभम् कर्तुं अहं शक्नोमि